अद्यतनवेगे विशिष्ट छात्राः भवन्ति तेषां कृते किम् अस्माकं यद् सामञ्जिकस्य कृते तत्पाठयितुं न शक्नुमः यदपि एकः भ भवति किं तस् तस्य किं न्यूनं सः शृणोति ताम् आहूय अग्रे उपविश्य पाठयितुं शक्नुमः सः पठितुं शक्नोति परन्तु यदा वयं वदामः एतेषां कृते पृथक् विद्यालयः भवति किमर्थमित्युक्ते इदानीं यः चक्षुषा काणः अस्ति तस्य कृते भिन्नविद्यालय न भवति चेत् स तेषां कृते ब्रैलि लिपि भवति तस्य ब्रैलि लिपिद्वारा पठितुं शक्नोति परन्तु सामान्यतः यः छात्रः भवति तस्य कृते ब्रैलि लिपि अवश्यकता नास्ति सः एवं पठितुं शक्नोति अतः तस्य कृते अवश्यकता अस्ति इत्युक्ते पृथक् विद्यालयः अत अस्माकम् आभरतवर्षं सर्वत्र तेषां कृते पृथग् व्यवस्था अस्ति पृथकपि पाठयति त एतद् समीचीनं व्यवस्था अस्ति